मया संस्कृतभाषा शिबिरं गत्वा अधिता वर्तते तत्र अहं तावत् वाराणसि काशी इति यत् अस्ति तत्र एकं मासं यावत् शिबिरं गता आसम् तत्र मया एकस्मिन् एव मासे मासे संस्कृतभाषा अधिता वर्तते आदौ तावत् मम मनसि आसीत् संस्कृतभाषा अतीव क्लिष्टा भाषा इति परन्तु यदा मया तस्य अध्ययनम् आरब्धम् तदा तदनन्तरं तत्पश्चात् मया ज्ञातं यत् संस्कृतं यथा यावत् सरलं वर्तते तावत् सरलम् अन्या कापि भाषा नास्ति इति अपि च संस्कृतेन मम अनुभवः कः इति वक्तव्यं चेत् मम अनुभवः बहु सम्यक् एव वर्तते मम इदानीं कदाचित् गर्वमपि भवति मया संस्कृतं ज्ञायते इति यतः संस्कृतं ज्ञायते इति कृत्वा मया शास्त्रादिकम् अध्येतुं शक्यते शास्त्राणाम् अध्ययनं क्रियते इति तु सम्यक् एव यतः शास्त्राणि रक्षणीयानि इत्येव अस्माकं संस्कृतिः अतः अनेन संस्कृत्याः रक्षणम् अपि भवति एवं संस्कृतभाषायाः उपरि मम अतीव प्रीतिः गोरवं च वर्तते इति वदामि